इदानीं भवत्प्रदेशस्य विभिन्न समुदायस्य जनाः कथम् वस्त्रधारणं कुर्वन्ति इति प्रश्नस्य उत्तरं यत् मुसल्मान् मुसल्मान् जनाः तु इदानीं तिरुवनन्तपुरं मम प्रदेशः अस्ति तत्र तु मुसल्मान् जनाः कृष्णवर्णे बूर्खा इति एकम् वस्त्रम् एव धरन्ति इदानीं क्रिस्ति जनाः तु तेषां वस्त्रधारणं किञ्चित् श्वेतवर्णं भवति तेन् तान् दृश्य वयं यदा पश्यामः तदानीं तेषां वस्त्रधारणद्वारा एव वयं जानीमः ते क्रिस्तजनाः एव इति तादृशमेव हैन्दवाः हैन्दवानां शाटिका शाटिकाधारणम् अनन्तरम् अस्माकं मुण्ड् इति वदति मलयाळभाषायां मुण्ड् इति वदति तादृशं सर्वं वयं यदा एव पश्यामः तदानीमेव वयं जानीमः यद् हैन्दवाः एव इति वयं जानीमः वस्त्रं वस्त्रद्वारा एव तेषां समुदायं ज्ञातुं वयं वयं शक्नुमः इदानीं नम्बूद्रिजनानामेव वयं इदानीं पट्टर् जनाः इति अय्यर्जनाः इति सन्ति तेषां वस्त्रधरणं तु किञ्चित् अन्यरीत्येव इदानीं ते तु शाटिकां धरन्ति च द वयं जानीमः यत् ते अय्यर्जनीयः पट्टर् जनीयाः एव इति वयं जानीमः तादृशमेव वस्त्रधारणाय अस्माकं ज्ञातुम् अवश्यं शक्यते यत् एकैक समुदाये एव इदानीं वयं त्रयः चलित्वा आगच्छामः चेत् अवश्यं वयं जानीमः जानीतुं शक् ज्ञातुं शक्नुमः यत् ते मुस्लिं ते मुसल्मान् जनाः एव ते क्रिस्ति जनाः एव ते हैन्दवाः एव इति वयम् अवश्यं ज्ञातुं शक्नुमः तादृशमेव नम्बूद्रीजनाः नाम अन्य एका रीतिः एव तद् अस्माकं वस्त्रधारणेषु अपि पट्टर् जनानाम् अन्या एका रीतिः एव वस्त्रधारणे एवमेव वस्त्रधारणेषु वस्त्रं वस्त्रं दृष्ट्वा बह बहिस्तात् एकं वस्त्रं दृष्ट्वा एकैक समुदान् समुदायान् ज्ञातुं शक्नुवन्ति इति अहं विश्वसिमि अस्माकं तिरुवनन्तपुरप्रदेशे एव वयं द्रष्टुं शक्नुमः यत् वस्त्रधारणम् अल्पम् अल्पं व्यत्यस्तं वर्तते ज्ञातुमपि वयं अत् शक्नुमः एकैक समुदायात् एकैकः कः कस्मिन् कस्मिन् समुदायात् इति वयं ज्ञातुमपि शक्नुमः अवश्यम्